गृहे पुरुषाणां महिलानां पात्राणि कानीत्युक्ते प्रायशः ये पुरुषपात्राणि बालकाः पुरुषः भ्रातरः एते एव सन्ति महिलाः भगिन्यः माता एते एव सन्ति अस्माकं भारतीयपरम्परानुगुणं पश्यामः चेत् महिला अबलायते येन श्रुतिः अस्ति काव्यादिषु अपि महिला अबलायते भवन्तः वयं श्रुतवन्तः पुरुषाः श्रेष्ठाः बलिष्ठाः इति तत्र किं कुर्वन्ति भारतीये भारते आधिक्येन पश्यामः चेत् पुरुषाः कुस् नाम कृषिक्षेत्रादिकार्यं कृत्वा कुत्रापि धन अर्जनं कृत्वा अत्र नाम परिश्रमादि ये ये कार्याणि भवन्ति तत् सर्वं करोति एवं च कृत्वा ततः नाम धनं स्वीकरोति धनं स्वीकृत्य किं करोति शाकादिकं नाम भोजनं भोजनार्थम् अवश्यं अव अपेक्षितं ये ये सामग्र्यः सन्ति तत्सर्वं स्वीकरोति तत् सर्वं स्वीकृत्य महिला महिला नाम तस्य अर्धाङ्गिन्याः कृते पृच्छति सा महिला किं करोति तदेव आनीय शाकादिकं पाककार्यं कृत्वा प्रयच्छति किम् इत्युक्ते सर्वं कार्यं नाम शारिरिकं कार्यं प्रामुख्यं नाम पुरुषाय वा करोति विशेषरूपेण महिलाः भोजनादि निर्माय तस्मै ददाति एवं प्रकारेण वयमतिभेदः वर्तते नाम इदानीं तथा स्थितिः नास्ति वयः मध्ये भेदः नास्ति पुरुषाः पुरुषाः अपि एते कार्यं कुर्वन्ति भोजनादिकं ये ये महिलाः भवन्ति ते ताः ताः अपि अन्यत्र कार्येषु भवन्ति भेदः अयमस्ति भेदः असीत् परन्तु इदानीं तथा नास्ति पुरुषाः महिलाः वयो मध्ये भेदः नास्ति समानता अस्ति परन्तु प्राचीनकाले तथा नासीद् बहुत्र तु शिक्षाप्रणाल्यां पश्यामः चेत् तत्र महिलानां कृते शिक्षायां तु व्यवस्था नासीत् परन्तु इदानीम् एताः महिलाः सम्यक्तया पठन्ति पठनार्थम् अवशाः प्राप्तवत्यः इदानीमपि सर्वत्र सर्वासु कार्येषु एते भवन्ति सन्ति अग्रे अपि भविष्यन्ति इति